एकाधिक द्विसहस्रतमवर्षस्य फेब्रवरि मासस्य नवमदिनाङ्कः नवाधिक द्विसहस्र अष्टममासस्य पञ्चमदिनाङ्कः अष्टनवत्याधिक नवदशशततमवर्षस्य जून् मासस्य सप्तविंशतिदिनाङ्कः षड्नवत्याधिक नवदशशततमवर्षस्य जुलै मासस्य चतुर्विंशतिदिनाङ्कः सप्तनवत्याधिक नवदशशततमवर्षे नवेम्बर् मासस्य त्रयविंशतिदिनाङ्कः